मम प्रदेशे संवर्धमानानि नामानि यथा धान्यं सर्षपः बादम् फलं मुद्गः तिलं च सन्ति पुनः प्रदेशस्य आर्थिकव्यवस्था विंशति अधिकं द्विसहस्रतमतः चबिस्तमे तावत् अभिवृद्धि लक्ष्यम् अस्ति एट् पोयिन्ट् फैव् महिलानाम् आत्मनियुक्तिः प्रतिशततः जातीयप्रतिशतात् अधिकं पूर्ववर्षस्य ओडिस्सायाः आर्थिकमितेः सेवेन् पोयिन्ट् फैव् वृद्धिं प्राप्तवान् आर्थिकव्यवस्था नाम जनः स्वराज्ये धान्यं विक्रयं कुर्वन्ति केचन जनाः अन्यस्मिन् देशे प्रेषयन्ति ओडिसाप्रदेशे जनः स्वयं धान्यम् उपार्जनं कुर्वन्ति अतः जनाः यत् निर्माणं कुर्वन्ति तदेव खादन्ति बहिष्टात् न कृण्वन्ति अतः ओडिस्सा प्रदेशे धान्यस्य महत्त्वम् अत्यधिकं विभिन बीजानां नामानि यथा अजराट् नालीमसूरी कलाश्री बासुमती इति आदौ बीजं कृत्वा अनन्तरं कृषिकार्यं प्रारभ्यते ओडिस्सा कृषिप्रधान राज्यम् अस्ति श्रावणमासे कृषिकार्यस्य प्रारम्भसमयः एवमेव कृषिः प्रचलति